हा वदतु

कीदृशः सहाय्यः अपेक्षितः मत् भगिनि एवम् एतद् वदतु भवत्यै मम दूरवाणीसङ्ख्यां के दत्तवन्तः अहं ईदृशानि कार्याणि करोमि इति कस्मात् भवती स्वीकृतवती ज्ञातवती मम परिचयं कथं भवती प्राप्तं कृपया सूचयति वा

हा सत्यमहं समाजसेवा की प्रमीणा अस्मि समाजसेवा एव मम अत्र समाजसेवया सेवया एव अहं सम्यक् कार्यं कर्तुम् इच्छामि समाजसेवां बहु इच्छामि अहं भवत्यै दत्तवती तस्यै धन्यवादः वदतु कीदृशं सहाय्यं मत् भवती अपेक्षे अपेक्षां करोति भगिनि अत्र यद् भवती उक्तवती लैब्ररी द्वारा इति कीदृशं भवत्यै पुस्तकानि आवश्यकानि भवत्यै तस्य निर्माणं बिल्डिङ्ग् यद्भवनमस्ति तत् कथमस्ति तद् मया एकवारं द्रष्टव्यं किल तद् दृष्ट्वा एव अनन्तरमहं चिन्तयामि

सत्यम् अहं करिष्यामि भगिनि मम यद् मम परिचये यद् रामकृष्णाश्रमम् अस्ति रामकृष्णाश्रमे केचन आध्यात्मिक पुस्तकानि सन्ति तानि पुस्तकानि अहम् दापयिष्यामि भगिनि भवत्यै कदा भवती यदा कदापि मिलतु भवती तदा अहं भवत्यै पुस्तकानि दास्यामि भगिनि